शिवमोग्गामण्डलस्य व्यवस्थाविषये अहं बहुसन्तुष्टः अभवम् पुरा शिवमोग्गामण्डले सुविधाः सम्यक् न आसीत् वाहनव्यवस्था अपि एका अस्ति व्यवहारेषु शिवमोग्गानगरस्य जनाः उपाहारमन्दिरं क्षेत्रेषु बहु साधनां कुर्वन्तः सन्ति व्यवस्थाविषये अपि वदामि चेत् वाहनव्यवस्थाः सम्यक् अस्ति उपाहारमन्दिरम् उद्ध्यमक्षेत्रम् अत्र सम्यक् अस्ति वाणिज्यव्यवहारं व्यापारं बहुसम्यक् अस्ति सम्प्रति विमाननिस्तानकं यदा आगतं तदा बहुसम्यक् व्यवहाराः प्रचलन्तः सन्ति